अहं गुलसत्यनारायणः अहं तेलङ्गाणाराज्ये भाग्यनगरे कार्यं कुर्वन् आसम् कोविड्समये तत्र सर्वत्र विद्यालयाः स्थगिताः आसन् तस्मिन् समये अहं ग्रामं गतवान् ग्रामे सर्वे अपि एवं बहु बहवः जनाः इत्युक्ते तस्य क्षेत्रे एव क्षेत्रं नाम तत्र ग्रामतः दूरम् एव बहवः उषितव उषितवन्तः आसन् ग्रामम् आगत्यापि गृहेषु एव बहु बहुत्र अन्यत्र न गतवन्तः मित्रान् मित्राणि अपि न मिलितवन्तः अहमपि तत्र तस्मिन् कार्ये कोविड्समये बहु बाधाम् अनुभूतवान् आसम् तस्मिन् समये इदानीं वने यानि फलानि पत्राणि तादृशानि औषधानि आसन् औषधवृक्षाः आसन् तैः सह सर्वे अपि तानि औषधानि इत्युक्ते रसरूपेण वा अन्यरूपेण वा स्वीकृत्य कोविड् न आगच्छेत् इति ते ते अपि ई इत्युक्ते ते अपि तैः तत् रसं तत्सर्वं स्वीकृत्य आरोग्यविषये बहु आर् आरोग्यविषये अह किं आरोग्यविषये ते समयं स्वीकृत्य एवं चलत् अस्ति